चारणम् इत्युक्ते कुक्के सुब्रह्मण्यस्य पृष्ठभागे अस्ति यत् कुमाधारापर्वतः इति पर्वतः अस्ति तत् पर्वतम् आरोढुं वयं स्नेहिताः चिन्तितवन्तः प्रातः प्रातः गतवन्तः अर्धपर्यन्तम् तद् आरोहणं कृतवन्तः तदनन्तरं सर्वेषामपि न् आयासः अभूत् तत्र परन्तु सुन्दरं तत् यात्रा आसीत् तत् कुमाधार्पर्वतस्य चारणम् अस्माभिः सदा स्मर्यते